हरिः ओम् मम नाम पूजा अहं केक् आर्डर् कृतवती

ब्ल्याक् फ़ोरेश्ट्

तद् द्वि के किलो टु केजि हा तद् डिसैन् बार्बि डिसैन् अस्ति वा हा नय् आ कति तद् विंशत्तमे दिनाङ्के कति रुप्यकाणि जायते हा डिस्कौण्ट् किमपि अस्ति वा हा हा हा का तद् तस्य नाम नाममवश्यम् हा तत्र आ जन्मदिनस्य एक एकवर्ष एकवर्षं न् नाम नाम ऋषिका इति अनन्तरं होम्डेलिवरि अस्ति वा हा सायं चतुर्वादने

आ एवं वा हा अस्तु धन्यवादः